उबेर् काल् सेन्टर् अस्ति खलु मया पञ्चकलापूर्वम् एव एकं यानं बुक् कृतम् आसीत् परन्तु सः यानचालकः बहुसमयं गृह्णाति पञ्चदशकला तु जाता अपि इतोऽपि पञ्चदशकलाः अपेक्षिताः सन्ति मम किञ्चित् शीघ्रता अस्ति गमने अतः अहम् इच्छामि यत् मम यानं निरस्तं भवेत् अहं निरस्तं कर्तुम् इच्छामि यानम् अस्तु धन्यवादः